कला प्रर्दशिन्याम् अहं गच्छामि यदा कदापि मह्यं कर्नाटकसङ्गीतं बहु रोचते कर्नाटकसङ्गीते गात्रनैपुण्यं वा वाद्यनैपुण्यं वा द्रष्टुम् इच्छामि रामनवमीसन्दर्भे बैङ्गलुरु नगरे फोर्ट् है स्कूल् प्राङ्गणे प्रदर्शिनी भवति तत्र बहुवारं गतवान् मल्लारी ब्रदर्स् तयोः गानं मैन्डलीन् श्रीनिवासमहोदयस्य कार्यक्रमः येसुदास् महोदयस्य गानं इत्यादि सर्वं बहु सम्यक् आसन् परन्तु मङ्गलं पल्ली बालमुरली कृष्णस्य महोदयस्य गानम् अति मधुरं सुश्राव्यं भवति एकवारं तस्य हस्ताक्षरम् अपि स्वीकृतवान् इति प्रमोदस्य विषयः